हा मम कुटुम्बे जनत्रयम् अस्ति मम पतिः अहमस्मि मम पुत्री एका अस्ति मम पतिः एक फ़्याक्ट्री मध्ये कार्यं करोति मम पुत्री सोशियल् सैन्स् अण्ड् मेन्टल् हेल्त् इति विषयम् अधिकृत्य पोस्ट् ग्राजुयेषन् कृतवती अस्ति सा इदानीं कार्यं प्राप्नु प्राप्तुं प्रयत्नं कुर्वती अस्ति बेङ्गलूरुनगरे कार्यं प्राप्नोति सा तस्याः अध्ययनस्य विषयः तु अतीव आसक्तिदायकः आसीत् मम अपि तद् विषयं बहु आसक्तिदायकः एव आसीत् किमर्थमित्युक्ते एव यत् संस्कारम् अहं मम मातापित्रोः प्राप्तवती तदेव सापि अग्रे नयती अस्ति मनुकुलस्य उद्धारार्थं किमपि वा सेवां करोमि इति भावना मम मनसि अस्ति मम पत्युः मनसी अपि अस्ति तस्य प्रोत्साहः अस्ति तथैव मम पुत्री अपि इदानीं तस्मिन् मार्गे एव प्रचलति गच्छति इति अतीवसन्तोषः भवति